परश्वः मम कान्फ़ेरेन्स् मीटिङ्ग् वर्तते जयनगरे अतः चन्नैनळ्ळिद्वारा मां पिकप् कृत्वा समयः दशवादने पिकप् करणीयम् अनन्तरं दिनाङ्कः वर्तते विंशतिः तदा प्रातः दशवादने आगत्य मां नयन्तु